आधुनिकजगति सर्वे आङ्ग्लभाषाम् एव आधिक्येन इच्छन्ति ये आङ्ग्लभाषया सम्भाषणं कुर्वन्ति ते बहु ज्ञानिनः इति मन्यन्ते तेषाम् ते एव विदुषः इति मन् मन्यन्ते यदा वयं संस्कृतं संस्कृतेन सम्भाषणं कुर्मः तदा ते आङ्ग्लभाषायाम् एव प्रतिक्रियां यच्छन्ति ये आङ्ग्लभाषां जानन्ति ते एव अक्षरस्थाः इति मन्यन्ते अस्मिन् जगति विद्यमानाः संस्कृतभाषां मृतभाषा इति वदन्ति ते न जानन्ति एव संस्कृतभाषया एव अन्याः भाषाः अपि सञ्जाताः इति तेन संस्कृतं ये अधीत्यवत्यः तेष अधीतवन्तः तेषां महान् क्लेशः भवति ए एवं रूपेण संस्कृताध्येतॄणां क्लेशाः भवन्ति